अस्माकं प्रदेशे धनप्राप्तस्रोताः तु बहवः वर्तन्ते एवञ्च जनानां तत्र उद्योगलभने सौकर्यम् एव भवति किमर्थं नाम अस्माकं प्रदेशे यत् फेक्टरी इत्यादिकं निर्माणं भवति तेन जनानाम् उद्योगम् अतिसुलभतया प्राप्तुं शक्नुमः यदि तदपि न भवति चेत् जनाः आपणादिकं निर्माणं कृत्वा तत्र आपणेषु क्रयविक्रयणं कार्यम् अपि उत्तमरीत्या कुर्वन्ति किमर्थं नाम अस्माकं देश् अस्माकं प्रदेशे आपणादिकं आपणादिषु वस्त्रादिकम् अथवा यत्किमपि वस्तु आदिकं क्रयणविक्रयणं तु बहू वर्तते एवञ्च क्रये क्रयणविक्रयणेन धनलाभः अपि बहुत्र वर्तते इति हेतोः अस् अस्माकं प्रदेशे जनानाम् उद्योगावसरः बहुत्र उपलभ्यते इति